आम् अहं सर्वकारीयं आप् उपयुक्तवान् तस्य नाम परिवाहन् इति अस्ति एकवारम् अहं बैक् यानेन गमनसमये मम बैक् यानस्य पत्रं यत्किञ्चित् न नीतवान् इत्युक्ते मम नाम्ना एव बैक् यानम् अस्ति पुनः तस्य बिमाशुल्कम् अहं दत्तवान् इन्शुरेन्स् यत् कृतवान् तत् किमपि मम हस्ते न आसीत् अतः अहं यदा गच्छन् आसम् एकः आरक्षकः मां स्थगितवान् मम चालन अनुज्ञापत्रं पृष्टवान् ड्रैविङ् लैसेन्स् तद् अहं दत्तवान् किन्तु यानस्य पत्रादिकं पृष्टवान् अहम् उक्तवान् मम सकाशे नास्ति इति तदा सः आरक्षकः उक्तवान् चिन्तां न करोतु यदि भवतः नाम्ना एव एतत् बैक् यानम् अस्ति तर्हि भवतः परिवाहन् इत्यस्य उपयोगं कर्तुं शक्यते इति सः एव मां पाठितवान् तस्मिन् समये अहं तस्य उपयोगं कृतवान् तत् अनुक्षणं मम विवरणं सर्वमपि अदर्शयत् तदहं आरक्षकाय दर्शितवान् सः अपि सन्तुष्टः इति उक्त्वा एतादृशान् विषयान् भवन्तः अवगच्छन्तु अन्येभ्यः अपि एतादृशान् विषयान् प्रसारयन्तु इति उक्तवान् उत्तममेकम् आरक्षकं दृष्टवान् उत्तमम् एकं सर्वकार्यं आप् अपि तस्मिन् दिने दृष्टवान्